भारतस्य उद्योगक्षेत्रम् आधुनिकदिनेषु बहु समीचीनरूपेण स् अस्ति किमर्थम् इत्युक्ते मुख्याः समस्याः इत्युक्ते समस्याः अपि सन्ति परन्तु नगरेषु समस्याः नास्ति नगरेषु समस्याः नास्ति ग्रामे उद्योगार्थं बहु उद्योगानि सन्ति परन्तु ग्रामे कानीचन जनाः तेषाम् उद्योगव्यवस्थानां कृते प्रचारः आवश्यं प्रचारः इत्युक्ते वृत्तिः का कानि कानि उद्योगानि सन्ति कः उद्योगः तस् तानि उद्योगानि उद्योगार्थम् कां वृत्तिं कथं पठनीयं का क्वालिफ़िकेषन् किम् आवश्यकम् एतानि विषयानि कृते ग्रामे कानीचन जनाः प्रचारम् आवश्यकं प्रचारार्थं केचन ज्ञा केचन जनाः ते ये ये जनाः जानन्ति तेषां तत्र ग्रामं गत्वा एतत् विषयं ज्ञा कानीचन जनाः ज्ञातुं ते एकं चर्चाम् अपि कर्तुं श शक्तव्यम् अनन्तरम् इदानीं नगरेषु अपि बहु सम्यक् सम्यक् समीचीनरूपेण अस्ति गृहे अपि गृहे एकः एकः उद्योगः गतः चेत् अन्यजनाः अपि तेषां कृते ज्ञातुं बहु सुलभाः बहु सुल सुलभमेव एतत् विषयम् अनन्तरं स् पाठशालामाध्यमेन अनन्तरं बहु शिक्षिकारूपेण शिक्षकः शिक्षकशिक्षिकाः रूपेण बहु उद्योगाः सन्ति इदानीं प्रैवेट् माध्यमेन अपि अस्तु साफ़्ट्वेर् माध्यमेन सङ्गणक मा माध्यमेन बहु बहु उद्योगानि सन्ति नगरेषु परन्तु ग्रा ग्रामे ग्रामविषये अपि तत् विषयं ब किञ्चित् चर्चा कर्तुं शक्नुमः